हरि ओम् आ नमस्कार हां आम् पुस्तकालयाध्यक्षः वदामि भवान् छात्रः अस्ति वा कस्यां कक्षायां पठति हां पृच्छतु किम् इच्छति आम् शिक्षासम्बन्धीनि यानि पुस्तकानि अस्माकं समीपे सन्ति तानि वयं दातुं शक्नुमः किन्तु अस्माकं पुस्तकानां दानस्य कश्चन नियमः अस्ति आं वस्तुतः भवतः कृते यदि वयं पुस्तकं दद्मः तर्हि एकं पुस्तकं सप्तदिनानि यावदेव भवान् स्थापितुं शक्नोति अधिकदिनानि यावत् न तद् भवान् यदि प्रतिदानं कृत्वा पुनः गृह्णाति तदा पुनः सप्तदिनानां कृते किन्तु यदि प्रतिदानं कृत्वा भवान् न गृह्णाति तदा भवतोपरि दण्डव्यवस्था भवति अत्र प्रतिदिनस्य पञ्चरुप्यकाणि दण्डः निर्धारितं वर्तते प्रारम्भिक् दिवसे यदि भवान् एकं दिनं न ददाति चेत् पञ्चरूप्यकाणि द्वितीयदिवसे न ददाति चेत् पुनः पञ्चरूप्यकाणि एवं कृत्वा दण्डमं व्यवस्था तावत् प्रचलति यावत् तस्य पुस्तकस्य मूल्यात् द्विगुणितं धनं न प्राप्यते तावत् दण्डव्यवस्था प्रचलति द्विगुणितं धनं मिलति चेत् शेषं अवशिष्टं धनं न स्वीक्रियते दण्ड व्यवस्था अस्ति भो दानव्यवस्था नास्ति अतः पुस्तकं तु स्वीकुर्मः एव दण्डरूपेण धनमपि वयं स्वीकुर्मः तेन धनेन वयं नूतनपुस्तकानां क्रयं कुर्मः अन्येभ्यः छात्रेभ्यः वयं दद्मः हाँ अत्र यदि भवतः पुस्तकं लुप्तं भवति तदा भिन्नव्यवस्था वर्तते तदा किं भवति यदि पुस्तकं लुप्तं भवति अथवा विदीर्णं भवति तदा पुस्तकस्य यद्मूल्यम् अस्ति तस्य सार्ध्येकगुणितं धनं वयं स्वीकुर्मः तेन पुस्तकस्य पुनः क्रयं कृत्वा वयं नूतनं पुस्तकमानयामः स्थापयामः अर्धं यद्धनं भवति तद् संरक्षितं धनं भवति तस्य धनस्य उपयोग अपि पुस्तकानां व्यवस्थानिमित्तं वयं कुर्मः इति अस्माकं व्यवस्था अस्ति यदि एतां व्यवस्थां भवान् स्वीकरोति तदा भवान् पुस्तकं क्रे अत्र स्वीकर्तुम् आगच्छति वा वयं पुस्तक दातुं शक्नुमः क्रेतुमिच्छति चेत् आपणं वर्तते भवान् आपणं गच्छतु यावदिच्छति तावद्पुस्तकं क्रयतु क्रयं करोतु इति अस्माकं तु अत्र एषा एव व्यवस्था वर् वर्तते अस्तु ज्ञातवान् अस्तु अस्तु